भारतदेशे लोकप्रियाः योगगुरवः बहवः सन्ति ते योगप्रथ प्रदर्शनेन तथा तद्विषयक भाषणेन मां प्रेरयन्ति किमर्थम् इत्युक्ते योगः मनुष्याणां मुक्तिसाधनाय एकः मार्गः ततः प्राणायामादि योगसाहाय्येन मोक्षसाधनम् तथा च चित्तशुद्धिद्वारात् भगवतः आराधनेन मोक्षं लभ्यते वयं सर्वेपि मोक्षसाधनार्थं योगम् आश्र् आश्रयते चेत् सम्यक् भवति इति मम अभिप्रायः